हेलो नमो नमः सुप्रभातम् महोदय आगच्छामि वा महोदय लैब्रेरी मध्ये संस्कृतसाहित्येतिहासः वैदिकवाङ्मयेतिहासः सिद्धान्तकौमुदी काव्यशास्त्रं च पुस्तकम् अस्ति वा कुत्र कस्मिन् रेक् मध्ये अस्ति महोदय ट्वेण्टि नैन् रेक् कस्मिन् दिशायाम् अस्ति अस्तु महोदय तर्हि अहं पुस्तकं नीत्वा गृहं गच्छामि लैब्रेरी कार्ड् न मम पार्श्वे नास्ति लैब्रेरी कार्ड् निर्माणार्थं किं किं डाकुमेण्ट् आवश्यकमस्ति अस्तु महोदय अहं श्वः नीत्वा आगच्छामि अस्तु महोदय प्रणामः नमो नमः